अहं बहुवारं जले तृणीतवान् यदा अहं प्रथमवारं मम गृहात् पार्श्वे तडागे तृणीतवान् तदा निमज्जनादिसमस्या आगता जले यदा प्रथमवारं प्रवेशं कृतवान् तदा अहं तरणं सम्यक्तया न जानामि स्म तदा झटिति एव जलात् बहिः आगमनार्थं प्रयासं कृतवान् पुनः वारं वारं हस्ताभ्यां पादाभ्याञ्च प्रयत्नं कृतवान् परन्तु अहं जलात् बहिः न आगतवान् तदनन्तरं मम अग्रजभ्राता मां जले दृष्ट्वा तत्र आगत्य जलात् बहिः कारितवान् तदा प्रथमवारं जीवने निमज्जनसमस्याः आगताः तदनन्तरं यदा कुत्रापि तरणं करोमि एतद् समस्या न भवति प्रतीयते इति अतः इदानीं प्रतिदिनम् अभ्यासवशात् तरणं सम्यक्तया आगच्छति धन्यवादः